प्रायः अस्माकं प्रधानमन्त्री मोदी महाशयाः यां हिन्दीं वदति तस्यां हिन्द्यां संस्कृतशब्दाः एव अधिकाः भवन्ति अतः तत्र या काचित् समस्या न भवति बहु भारतीयभाषासु बहु बह्वीषु संस्कृतस्य प्रभावः दृश्यते तत्र पञ्चाशत् प्रतिशतं शब्दाः संस्कृतशब्दाः एव भवन्ति